अहं ह्यः अमेजान्मध्ये एकम् एल् इ डि टि वि ट्वेन्टि फ़ोर् ट ट्वेन्टि फ़ोर् इन्टु तर्टि टु इन्चस् एकं टि वि ओर्डर् कृतवान् तत्तु बृहत् भवति होम् त्येटर् इव दूरदर्शनं भवति तद् तु मूल्यं तु बहु अहं चिन्तितवान् एकलक्षं भवति इति परन्तु यदा आगतं त्रिसहस्रमेव आसीत् तद् तु अहं सन्तुष्टः आसं तदापि किम् इत्युक्ते तद् मासिकान्तिमे क्रीतवान् तदेकं बोणस् इति आसीत् तद् क्रीतवान् अद्य एव आगतम् अधुना एव आगतम् अहं बहु सन्तुष्टः अस्मि किमर्थम् इत्युक्ते बहु बृहद् आसीत् अनन्तरं जनाः अपि उक्तवन्तः बहु बृहत् स्क्रीन् अस्ति किल तद् बहु बृहत् बृहत् दृ दर्शनं भवति तदनन्तरं सौन्ट् एफ़ेक्ट्स् विज़ुवल् एफ़ेक्ट्स् अपि तस्य बहु सम्यक् अस्ति इति उक्तवन्तः अहमपि अधुना एव तस्य स्थापनं कृतवान् अधुना आरब्धं कृतवान् बहु अधिक उत्तमरीत्या तद् किं वदामः एक टेटर्मध्ये अस्मि इति एकः अनुभवः तत्र दृश्यते